मम प्रदेशे प्रकृति संरक्षणार्थम् एकः महत्त्वपूर्णः उपक्रमः सर्वकारीयजनैः स्वीकृतः वर्तते तस्य नाम एवं वर्तते यत् ग्रामीन अरण्यसमितिः इति ग्रामीण अरण्यसमितिः इत्युक्तौ सर्वकारीयजनाः आगत्य ग्रामात् पञ्च अथवा षट् जनान् चित्वा तेष्वेकं अध्यक्षरूपेण चिन्वन्ति ततः अन्ये तस्याः समितेः सदस्याः भवन्ति तस्याः समितेः कार्यं किम् इत्युक्तौ अस्माकं ग्रामस्य परितः यद्वनं वर्तते तस्य वनस्य संरक्षणम् एव तत्र तान् वनं संरक्षितुं प्रचोदयन्ति सर्वकारीय जनाः सर्वकारतः उत्तमान् उपक्रमान् आनीय अथवा उत्तमानि प्रकल्पनानि आनीय जनान् परीशर परिसरसरक्षणार्थं ते चोदयन्ति उदाहरणार्थम् गणकयन्त्रस्य प्रयोगशाला एवं सीवनयन्त्रस्य वितरणं इत्यादि प्रकल्पनद्वारा जनेषु उत्साहं वर्धयित्वा तत् तद्द्वारा अरण्यविषयक जागृतिं वर्धयन्ति